नमस्ते अहं सिञ्चना भट् के यु अस्मि इदं कृष्णसागर् उपहारमन्दिरं खलु आम् तत्र अद्य मम अनुजस्य जन्मदिनं विद्यते शबरीनगरे तस्मात् मम अनुजाय मया समोसा प्रेषणीयम् अस्ति तस्य मित्राणि अपि तत्र सन्ति अतः समीचीनं समोसा भवतां स्थाने मया पूर्वं बहुवारं खादितम् अस्ति यतोऽहि अहं भवतां प्रतिदिनग्राहिका अस्मि अतः समोसा प्रेषयितुम् अर्हति अर्हन्ति वा इति चत्वारिंशत् समोसाः अपेक्षिताः सन्ति समीचीनतया तस्मिन् आलुकं संस्थाप्य बटाणि संस्थाप्य प्रेषयन्तु यथा रुचिकरं स्यात् तादृशम् एव अस्माकं कृते अपेक्षितम् अस्ति अधिकतया किञ्चित् सोस् प्रेषयन्तु सोस् सर्वैः तत् प्रदेशीयं सोस् अस्माभिः बहु इष्यते स्थानं तु निर्दिशामि स्थाननिर्देशः एवम् अस्ति शबरीनगर नम्बर् थ्री थर्टि फ़ोर् अस्ति रामकृष्णहेगडेनगर एक्सटेंशन् अस्ति फ़ोर्थ् क्रोस् फ़ै सिक्स् ज़ीरो ज़ीरो डबल् सेवेन् अस्ति एतत् प्रदेशं प्रति कृपया शीघ्रं यावत् शक्यते तावत् शीघ्रं समोसा प्रेषयन्तु